कृषकाः पशवः स्वस्थाः सन्ति तदा तेषां रोगः न प्रसरति इति निश्चयं कर्तुम् निम्नमलिनं निम्नलघुदान्योपायनम् अनुसरन्ति नियमितस्वस्त्यापरीक्षा रेगुलर् हेल्त् चेकप्स् कृषकाः नियमितरूपेण पशूनां स्वास्थ्यपरीक्षणं कुर्वन्ति चिकित्सा चिकित्सकाः पशूनां शारीरीकपरीक्षणं रक्तपरीक्षणं च कुर्वन्ति तदा रोगाणां प्रथममेव निधानं स्यात् टिक् टीकाकरकरणं व्याक्सिनेषन् पशूनां वि विविधानां रोगाणां विरुद्धं टीकाकरणम् आवश्यकं भवति तथा प्रुसेलेसिस् फ़ुट् एण्ट् मौण्ट् रोगम् आदि स्वच्छता तथा आवासप्रथा प्रबन्धं प्रबन्थनं पशूनां निवासस्थानं स्वच्छं प्रशान्तं च स्थापनीयं नियमितरूपेण सफ़ै अच्छि अच्छितवाथावरणम् उछितवाथावरणं थता स्वच्छझलप्रतानं करणीयम् आहारमदुलनम् पशूनां स्वस्थथारे मधुमिथं प्रौष्टिकम् आहारं प्रधातव्यम् विशिष्टं खलु पेयझनं च आवश्यकं स्यात् यदि रोगप्रबन्धनं यदि पशुरोगाः रोगग्रस्ताः बवेत् तर्हि तस्य समुचितचिकित्सा करणीया अन्येषां पशूनां रोगसङ्क्रामकः रोखेब्यः रक्षणाय बीमारपशूनां पृथक्करणं करणीयम्